संस्कृतं प्राचीनभाषा अस्ति यस्याः विकासः बहुकालपूर्वः अभवत् इयं भाषा भारतीय उपमाः द्वीपे विकसिता अस्ति तस्याः मूलरूपरेखा च अतीव पुरातना अस्ति विद्यालयेषु गुरुकुलेषु च संस्कृतं पाठ्यते स्म वैदिकजनानां मुख्यभाषा आसीत् अहं वास्तविकस्थाने नास्मि परन्तु संस्कृतस्य विकासे अनेके परिवर्तनानि अभवन् इति अहं जानामि अधुना मौलिकभाषारूपेण अस्याः प्रयोगः भवति अनेके जनाः अस्याः अध्ययनं कुर्वन्ति विभिन्नेषु संस्कृतशिक्षासंस्थासु अपि अस्य प्रचारः क्रियते संस्कृतस्य विकासे अनेके महत्त्वपूर्णाः जनाः आसन् पाणिनि ऋषिः संस्कृतव्याकरणस्य सङ्कलनं कृतवान् महर्षिवाल्मिकिः रामायणस्य रचनां कृतवान् एतदतिरिक्तं व्यासऋषिः महाभारतस्य रचनां कृतवान् पाणिनिः ऋषिः संस्कृतव्याकरणस्य सङ्कलनं कृतवान् एतेषां सर्वेषां जनानां संस्कृत्साहित्ययोः महत्त्वपूणं योगदानम् अस्ति अद्यत्वे विविधक्षेत्रेषु संस्कृतभाषायाः प्रयोगः क्रियते भाषा अध्ययनेषु अनुसन्धानेषु संस्कृतसाहित्येषु धार्मिकविद्यालयेषु संस्कृतसंस्थासु च अस्य उपयोगः भवति तदतिरिक्तं केचन जनाः संस्कृतभाषां भाषारूपेण शिक्षितुं वक्तुं च प्रयत्नान् कुर्वन्ति संस्कृतस्य महत्त्वस्य सांस्कृतिकमूल्यस्य च कारणात् अनेके संस्थाः संस्कृतस्य रक्षणाय प्रचाराय च कार्यं कुर्वन्ति